आकाशवाणी दूरदर्शनं तथा मुद्रणरूपमाध्यमेषु संस्कृतस्य बहु उपयोगः भवति आकाशवाणीमध्ये संस्कृतवार्ताः भविष्यन्ति संस्कृतसम्भाषणादिकम् अपि तत्र भविष्यन्ति दूरदर्शनेपि संस्कृतं वार्ताः संस्कृतमाध्यम संस्कृतरूपकाः संस्कृतनाटकानि सर्वं तत्र भवन्ति मुद्रणं रूपेषु तत्र मुद्रणमाध्यमेषु संस्कुतवार्तापत्रिकाः सन्ति तेषाम् अपि संस्कृताय उपयोगः भवति